सेवाधर्मः परमगहनो योगिनामप्यगम्यः वस्तुतः गृहपशुषु

कुक्कुरस्य पालनम् यदि बद्ध्वा पालयामः अतीवकष्टकरं भवति एवं स्वतन्त्रं यद् यः कुक्कुरः चरति तमेव कुक्कुटस्य किञ्चत् तत्र अन्नं दास्यामः तदा कापि समस्या नास्ति गृहपशुं नाम धेनुम् अथवा गो गोपालनं अतीवकष्टकरं धेनुं बद्ध्वा वयमेव बद्धा भवामः